नैव मत्कृते गृहपशवः न रोचन्ते यदि रोचते गौः एव रोचते परं तस्य पालनार्थं धनम् आवश्यकं बुद्धिः आवश्यकम् अतः तत् अहं न करोमि इदानीन्तन जनाः यत् श्वानं मार्जालं पै श्वानमार्जालपरिपालनं यत् कुर्वन्ति तत् केवलं समयहानिः एव इति मम मनीषा